मया आन्लैन् द्वारा एकं मेकप् किट् स्वीकृतमासीत् तस्मिन् सर्वाणि सौन्दर्यवर्धकानि बहु उत्तमगुणवत्ततया युक्तानि आसन् त्वचस्य हानिकारकम् अपि नास्ति यदा मेकप् कृतं तदा बहुसुन्दरं दृश्यते स्म तथा दीर्घकालं मुखस्य उपरि तिष्ठति अपि सम्पूर्णतया मेकप् किट् हर्बल् युक्तम् अस्ति अतः यदि भवन्तः मेकप् किट् स्वीकर्तुम् इच्छन्ति चेत् इदमेव स्वीकुर्वन्तु इति